बैक्याने टूल् किट् भवेत् तदेव प्रथमचिकित्सा साधनानि भवेयुः तथैव अस्माकं यत् भैक् आर् सि इति वदामः तद् भवेत् तस्य पोल्युशन् भवेत् इन्सुरेन्स भवेत् या चालयति तस्यापि चालनम् अनुमतिपत्रं भवेत् एवं पोल्युशन् अपि पत्रं भवेत् एतान्सर्वाण्यपि बैक् यानेन सह भवेयुः एकवारं मम बैक् यानस्य ब बैक् यानम्मध्ये मार्गमध्ये स्थगितमासीत् तद् स्थगितमासीत् अहं स्थगनानन्तरं किं कृतवान् किमर्थं स्थगितम् इन्धनं नास्ति वा इति दृष्टं मया अनन्तरं पुनः अस्माकं एक्स्लेटर् सम्यक् कार्यं करोति वा दृष्टं मया अनन्तरं गेर् बाक्स् समस्या अस्ति वा दृष्टं मया वायुः अस्ति वा पृष्ठं अयं सर्वमपि अहं पश्यन् आसम् तत्र मया ज्ञातं क्रियते तत्र याने इन्धनं समाप्तम् आसीत् तर्हि इन्धनं समाप्तम् चेत् किं कृतवान् मया किं कृतवान् इत्युक्ते तदा अहं तत् यानं तत्रैव संस्थाप्य ततः अन्य यानेन अहं किम् इन्धनं स्थानकम् गत्वा एकस्यां कूप्याम् इन्धनं पूरयित्वा पुनः आनीय याने पूर्य पूरयित्वा पुनः यानम् अग्रे नीतवान् आसन् तर्हि एतैः सर्वैः साधनैः सह इन्धनमपि भवेत् इन्धनं भवति चेदेव कार्यानम् अग्रे गच्छति इति